भारतीयदर्शनेषु आधुनिककाले प्रस्तुतदर्शनस्य आधिक्यं कस्य वर्तते इत्युक्ते दर्शनेषु च योगदर्शनस्य माहात्म्यं वर्तते यतोऽहि योगकरणेन एव अस्माकम् आत्मा परमात्मना मेलनम् इति नाम यदा आत्मा परमात्मना मेलनं भवति तदानीम् अस्माकं जन्म भवति इति नाम आत्म परमात्मनः मेलनम् इति योगदर्शने विशिष्टतया विवक्षितं तथा च आत्मपरमात्ममेलनात्परं नाम तस्य आधिक्यः कथं भवति तस्य सन्तुलनं कथं करणीयम् इत्युक्ते योगशास्त्रे उक्तमस्ति यथा योगानुशासनं नाम प्रत्येकम् अवस्था अपि योगस्य आसनना आसनानि एव वर्तन्ते येन सर्वेऽपि नाम अवस्थाः नाम पोसर् आसनानि इति वयं वक्तुं शक्नुमः किमर्थमित्युक्ते एइटिफ़ोर् ल्याक्स् आसनानि वर्तन्ते इति हठयोगे प्रतिपादितमस्ति पुनश्च योगशास्त्रे चित्तवृत्तीनां निरोधः कथं करणीयम् इति पतञ्जलिमुनिना विरचितं योगश्चित्तवृत्तिनिरोधः इति नाम योगकरणेन चित्तवृत्तीनां निरोधः कर्तुं शक्यते नाम कोण्ट्रोल् कर्तुं शक्यते येन नकरात्मकविचाराणां विहाय नाम तान् दूरीकर्तुं सकारात्मकविचारम् आनयितुं शक्नुमः इत्येवं प्रकारेण योगशास्त्रस्य आधुनिककाले बहवः विचाराः सन्ति यथा योगकरणेन नीरोगाः भवन्ति नाम शरीरं शुद्धं भवति तेन रोगाः न बा अन्धकारे वयं गच्छन्ति त्राटकम् इत्यादिकं नैकाः विधाः प्रतिपादितानि भवन्ति अतः योगकरणेन नाम योग आसनप्राणयाम इत्यादिकं करणेन एव अस्माकं शरीरशुद्धिः जायते अतः साम्प्रतिककाले आधुनिककाले योगशास्त्रस्य अत्र माहात्म्यं वर्तते इति